तरणं क्रिकेट् पुनः पर्वतारोहणं एतेषु तरणं मह्यं बहु इष्टं यतः पूर्वं मया क्रीडायाः उत्तरम् अथवा मम व्यायामचर्या उत्तरम् तत्र नदी अस्ति ग्रामे तत्र अस्माभिः उपरिष्टादेव कूर्दनं क्रियते स्म अतः तच्च मम बाल्यकालीनस्मृति अतः तत्र मम विशेषेण आसक्तिः वर्तते क्रिकेट् कदाचित् मध्ये एकवारं अत्यन्तं रुचिकरं जातमासीत् मह्यं परन्तु तदुत्तरं त्यक्तं यतः रुचिः शनैः शनैः व्यपगता पर्वतारोहणम् एवं कदाचित् यदि अवसरम् अवसरः वर्तते तदानीमेव केवलं गम्यते यदा अवकाशः अस्ति अन्ये च गच्छन्तः स सन्ति मिलित्वा पर्वतारोहणं तत् इष्टम्